योगाभ्यासे मम प्रिय आसनं तु एकं नास्ति तथापि मम प्रीय आसनं भवति सर्वाङ्गासनम् एवं च सूर्यनमस्कारः सूर्यनमस्कारः सर्वङ्गासनविषये वदामि आदौ सूर्यनमस्कारः यदि कोऽपि करोति चेत् अन्ये असनानाम् अपेक्षा एव न भवति केव केवलं सूर्यनमस्कारस्य द्वादश आसनेन सम्पूर्ण शरीरस्य सम्पूर्णशरीरे उत्तेजना भवति सम्पूर्णशरीरस्य आरोग्यता आगच्छति एवं च सूर्यनमस्कार एकं कुर्मश्चेत् तत्र सम्पूर्णशरीरस्य कार्यं नाम कार्यभारं भवति नाम सम्पूर्णशरीर पादात् आरभ्य शिरसि पर्यन्तं सर्वेऽपि अङ्गाः तत्र कार्यरता भवन्ति एवं च तत्र हस्तो हस्तोत्थनासन पादोत्थनासन पर्वतासन भुजङ्गासन अश्वसञ्चालनासन एते आसनाः एते एताः आसनाः आसनानि सन्ति येन आरोग्यसिद्धिः एवं च सम्पूर्णशरीरस्य शुद्धिकरणार्थं सूर्यनमस्कारस्य अपेक्षा भवति